प्राथम्येन अतिथीनां सत्काराय आसन्दिकां दास्यामि ततः जलपानम् अपि पृच्छामि यदि वाञ्छति चेत् जलपानं यच्छामि तदनन्तरं कुशलं तेषां पृष्ट्वा तेषाम् इच्छानुगुणं भोज्यं सम्भोज्य तेषां श्रान्तिपरिहाराय पर्यङ्कादीनां व्यवस्थाम् अपि करिष्यामि पश्चात् मम क्षेत्रे विद्यमानान् विशिष्टस्थानानि नयामि तेषां रुच्यनुगुणं विभिन्नस्थानानि दर्शयामि यथा मम राजस्थानप्रदेशस्य जयपुरक्षेत्रे पत्रिकागेट् उद्यानं गोविन्ददेव्जिमन्दिरं जयगड् नाहर्गड् कीला हवावामहल् जलमहल् जन्तर्मन्तर् बाय्लोजिकल् पार्क् बिडलामन्दिरं इत्यादि स्थानानि दर्शयामि येन च सह सन्तोषम् आप्नुयात् अतिथिभ्यः अत्रत्य प्रसिद्धानि खाद्यानि पक्त्वा भोजयामि